अन्तर्जालस्य तथा तन्त्रज्ञानस्य अविष्करणं संस्कृतभाषायाम् अधिकं परिवर्तनं जातम् तन्त्रज्ञानकारणेन अथवा अन्तर्जालेन संस्कृतभाषा अधिकस्थाने गता तेन माध्यमेन संस्कृतस्य प्रचारः अधिकः अभवत् संस्कृतभाषा सरला अस्ति सा सर्वासां भाषाणां जननी अस्ति इति जनाः जानन्ति एव किन्तु तस्य प्रमाणं किं तस्य प्रमाणम् इदानीम् अन्तर्जालमाध्यमेन वयं दातुं शक्नुमः इदानीं वयं जानीमः एव संस्कृतभाषा सङ्गणके अपि तस्य अधिकः उपयोगः भवति संस्कृतभाषा भाषायाम् अधिकाः शब्दाः ये सन्ति तस्य मराठिभाषायामपि उपयोगः अस्त्येव नाम ते शब्दाः मराठिभाषायाम् अपि तस्य उपयोगम् उपयोगं कुर्वन्ति